अहं मम जीविकायै संस्कृतं पाठयामि अधुना संस्कृतस्य प्रचारः सम्यक् प्रचलति जनाः संस्कृतं संरक्षयितुम् इच्छुकाः सन्ति शालासु संस्कृतस्य पाठान् कुत्रचित् क्लिष्टकरं भवति तस्मिन् सन्दर्भे अहं तत्र सहायं करोमि अपि च येषां छात्राणां कृते संस्कृतभाषायाः बोधनम् आवश्यकं तत्र अहं तेभ्यः पाठयामि एतत् वृत्तिं किमर्थम् अहं चिनोमि इत्युक्ते गृहतः पाठनं मह्यं वरम् अत्र विभिन्नसन्दर्भेषु अपि अस्माकं कार्यं कर्तुं शक्नोमि पाठनेन मम बुद्धिः भवति प्रतिदिनं किञ्चित् स्वाधा स्वाध्ययनम् अपि मम भवति छात्राः यदि परीक्षाणां सम्यक् अङ्कानि प्राप्नुवन्ति तदा बोधनस्य सार्थक्यं भवतीति अहं मन्ये